भारतदेशे भिन्नभिन्ने प्रान्ते भिन्नभिन्नं अवसरेषु जनाः स्वप्रान्तानुसारं वेशभूषां कुर्वन्ति यतो हि अत्र पञ्जाब् प्रान्ते गिद्ध एवं भाङ्ग्डा भवति महाराष्ट्रे लावणी भवति गुजरात् प्रान्ते गर्बा एवं रास् प्रचलति उत्तरप्रदेशे कथक् प्रचलति तमिल्नाडु मध्ये भरतनाट्यं प्रचलति प्रत्येकस्य प्रदेशस्य भिन्ना संस्कृतिः अस्ति अतः वेशभूषा अपि तदनुसारमेव अस्ति भाङ्ग्डा कृते जनाः पुरुषाः लुङ्गी एवं झब्बा धृत्वा हस्ते करवस्त्रं बद् बध्वा दण्डं स्वि दण्डं स्वीकृत्य दण्डं स्वीकृत्य नृत्यं कुर्वन्ति गिद्धमध्ये महिलाः नृत्यं कुर्वन्ति तेषां पञ्जाबी ड्रेसः एव अस्ति महाराष्ट्रमध्ये म्लाव्णी ख्यातः जनप्रबोधनस्य कृते समाजप्रबोधनस्य कृते कुर्वन्तः सन्ति पूर्वं मोघलानाम् आक्रमणस्य समये जनानाम् एकत्रीकरणं कथं भवेत् एतद् उद्देशेन पुरुषः महिलानां रूपं धृ धारयित्वा नृत्यं कुर्वन्तः स समाजप्रबोधनं कुर्वन्तः आसन् तत्र ते लवणी धृत् लाव्णी कृते काष्ठं वा नौवारि साडि इति उच्यते मराठि म मराठिभाषया नौवारि इति उच्यते तद् धृत्वा सम्पूर्णे शरीरे भिन्नभिन्न आभूषणानि स्वीक् आभूषणानि स्वीकृत्य नृत्यं कुर्वन्तः सन्ति ललाटे दीर्घां बिन्दी स्थापयन्तः सन्ति हस्ते कङ्कतानि आसन् एवं पादे नूपुरान् अपि ते धारयन्तः सन्ति उत्तरप्रदेशे कथकस्य विशिष्टम् एवं वेशभूषा एव न एव न वेषभूषा एवं नास्ति किन्तु चुडिदार् इति इत्युच्यते तत्र हस्ते मेहन्दी वा अल्ता स्थापयन्ति नर्तक्यः हस्ते अल्ता वा मेहन्दी स्थापयन्ति शिरसः मध्ये बिन्दि स्थापयन्ति एवं हस्ते कङ्कतानि धारयन्ति पादे नूपुराणि धारयन् धारयित्वा नृत्यं कुर्वन्ति तमिल्नाडुप्रदेशे इतोपि भिन्नं भरतनाट्यं कृते इतोपि भिन्ना वेशभूषा भवति तत्र तत्र वेशभूषायाः सह केशरचना अपि भिन्ना भवति केशरचनायाः समये शिरसि बिन्दि एवं सूर्यं एवं चन्द्रं धारयन्ति शिरसः मध्ये यत् यत्र शिखा भवति तत्र राखुण्डी धारयन्ति एवं तत्र फ़ा पुष्पाणि पुष्पहारं धा स्थापयन्ति हस्ते कङ्कतानि अस्ति पादौ नूपुरस्य शृङ्खला एव अस्ति कटिभागे मेखलां स्थापयन्ति तेषां रचना बहु सुन्दरी दृश्यते गुजरात्प्रान्ते गर्बावान् न्रास् समये महिलाः घाघ्राचोली धारयित्वा ताः अपि हस्ते कङ्कतानि धारयन् कङ्कणानि धारयन्ति शिरसि बिन्दुं धारयन्ति मुखे अपि लेपनं कुर्वन्ति एवम् आरात्रौ गर्बा खेलन्ति